व्याकरणशास्त्रं मया अधीतं वेदस्य षडङ्गेषु व्याकरणम् अन्यतमं वर्तते मुखं व्याकरणं स्मृतम् इति वाक्यं व्याकरणस्य प्रामुख्यं दर्शयति यद्यपि बहुनाधीषे तथापि पठ पुत्र व्याकरणं स्वजनो श्वजनो माऽभूत् सकलं शकलं सकृत् शकृत् इति अयं श्लोकः यदि व्याकरणं सम्यक् न अधीष्यते तर्हि वर्णज्ञानाभावात् शब्दज्ञानाभावः भवति तदानीं दुष्टाः शब्दाः मुखात् निःसरेयुः अर्थे च वैरुद्ध्यं भवेत् इति बोधयति अतः सम्यक् शब्दोच्चारणाय व्याकरणशास्त्रस्य अध्ययनं तस्य प्रयोगं च कर्तव्यं तदर्थं पाणिनेः अष्टाध्यायी तथा अन्ये व्याकरणग्रन्थाः उपकुर्वन्ति